सामान्यतः जनाः चित्रकलायाः शिक्षणे दोषं कुर्वन्ति यतः अहम् अद्यैव सर्वं पठामि सर्वमपि अहम् अद्यैव करोमि एकं चित्रम् अद्यैव रचयामि इति बुद्ध्या आगच्छति किन्तु ते न जानन्ति अत्यन्तं कष्टं भवति इति यतः वयं तत्र एकं वृत्तं स्थापयितुम् पाठयामः ते एकं सम्यग् वृत्तं स्थापयितुमपि न शक्नुवन्ति तादृश छात्राः तत्र आगच्छन्ति अतः वयं सम्यक् अङ्कनीम् एवं गृण्हातु पुस्तकम् एवं स्थापयतु सम्यक् उपविशतु अङ्कनीं स्वीकृत्य एवं वृत्तं स्थापयतु एवम् रेखां स्थापयतु इति वयं पाठयामः तेन च ते श्रद्धया पठन्ति यदा वयं वदामः तदानीं ते शृण्वन्ति इत्यतः बहु सम्यक् ते चित्रं रचयितुं शक्नुवन्ति पुनश्च नित्यं यत् पाठ्यते तस्य अभ्यासं कुर्वन्ति चेत् ते उत्तमकलाकराः भव् कलाकारः कलाकाराः भवितुमर्हन्ति इति कारणतः वयं पुन पुनः पुनः तदेव वदामः नित्यमभ्यासं कुर्वन्तु घण्टात्रयं घण्टाचतुष्टयमभ्यासं कुर्वन्तु नास्ति चेदपि एकः नित्यम् एकघण्टां यावत् अभ्यासं करोति चेत् पञ्चवर्षाणि सः नित्यं सश्रद्धाम् चित्रं रचयति चेत् एकं चित्रं रचयति चेत् सः सहस्रं चित्राणि रचितवान् भवति इति कारणतः एवं पश्यति चेत् ओ एवं लेखनीयम् एवं रचना कर्तव्या इति साक्षात् सः ज्ञातुं शक्नोति इति कारणतः अथ कारणतः सः सम्यक् उत्तमः कलाकरः कलाकारः भवितुमर्हति अतः उत्तमः कलाकारः भवेद् नाम सः प्रायः घण्टात्रयं नित्यं यदि चित्रम् अभ्यासं करोति तर्हि सः उत्तमः भवितुमर्हति इति मम अभिप्रायः महोदय